मम स्थाने छात्राः कला वाणिज्य विज्ञान अभियन्त्र तन्त्रज्ञान गणित पदवीं च प्राप्तुं शक्नुवन्ति अत्र अनेकाः विश्वप्रसिद्धप्रतिष्टिताः विद्यालयाः सन्ति अभियन्त्रतन्त्रज्ञानपदविविषये छात्राणाम् आसक्तिः अधिकम् अस्ति वाणिज्यपदवीम् अधीत्य अग्रे चार्टेर्ड् अक्कौन्टेण्ट् कम्पेनि सेक्रेटरि इत् एतादृश उन्नतपदवीं प्राप्तुं छात्राः इच्छन्ति अपि च विज्ञानक्षेत्रे अन्यान्यविषयाः चयनं कर्तुं शक्यते निट्टे इञ्जिनियरिङ्ग् कालेज् कस्तूर्बा मेडिकल् कालेज् मणिपाल् इन्स्टिट्यूट् आफ़् टेक्नोलजि इत्यादयाः विश्वप्रसिद्धविद्यासम्स्थाः अस्माकं स्थाने अस्ति अत्र छात्राः विज्ञानस्य सस्यशास्त्रं जीवशास्त्रं रसायनशास्त्रं भौतशास्त्रं भूगोलशास्त्रं इत्यादि विषयाः अध्ययनार्थं चयनं कर्तुं शक्नुवन्ति विद्यावारिधि इत्युक्ते पि हेच् डि पर्यन्तमपि अध्ययनं कर्तुं शक्नुवन्ति अतः एतस्मात् विषयात् इत्युक्ते कला वणिज्य तन्त्रज्ञान विज्ञान गणितविषयादि विषयेषु अस्माकं क्षेत्रे बहवः अध्ययन अवकाशाः सन्ति